नमो नमः सोढाणीस्वीट् वा अहं शिवः अर्धहोरात् प्राक् मया पञ्चाशत् समोसाः आदिष्टाः आसन् परन्तु अहं तेन सह मधुर उपसेचनं तथा तिक्तम् उपसेचनम् आदिष्टुं विस्मृतवान् कृपया तदपि योजयन्तु प्रेषयन्तु च धन्यवादः